भारतस्य इतिहासः तु इमं देशं बहुषु विधेषु प्रभावयन् अस्ति विशेषतः यवन आक्रमणस्य प्रभावः येषां पालनम् अष्टशताधिकवर्षाणि आसन् तेषां प्रभावः अधिकः अस्ति अस्माकं उत्कृष्टविद्यापरम्परा गुरुकुलपद्धतिः नष्टा जाता ग्रन्थान् बहून् ग्रन्थान् दग्धवन्तः तस्याः स्थाने आधुनिकी विद्या पद्धतिः आगता यत्र संस्कृतिः मूल्या मूल्याः व्यक्तित्वविकसनविषयेषु किञ्चिदपि सहायकारिणी विद्याभ्यासः अधुना नास्ति आर्थिकरूपेण अपि अधिकं नष्टं जातम् एतत् सर्वं प्रभावः अस्ति एव निश्चयेन भारतीय इतिहासः मयि गर्वं जनयति एव नेताजी सुभाष् चन्द्रबोस् वीर सावर्कर् पुट्टि श्रीरामलु टङ्गटुरी प्रकाशं पन्थलु झांसी लक्ष्मीबाय् आवलिः तु बहु दीर्घतमा अस्ति परन्तु अस्माकं देशस्य इतिहासं तु मयि निश्चयेन गर्वकारणम् एव